गुड् मोर्निङ्ग् मेम् गुड् मोनिङ्ग् म्या नमस्ते मेम् म्याम् अहं योगा योगा अपेक्षते अपेक्षते कति कति कति फ़ीस् अस्ति आम् आम् समयं म वदतु प्रातःकाले अस्ति वा

अस्ति चेद् अहमागच्छामि आगमिष्यति नववादने अस्ति वा आम् परन्तु नववादने कक्षा अस्ति वा अस्ति आम् श्वः षड्वादने एव योगा श्याम् श्याम शोम् अल्ल सोमवासरे

आगमिष्यति म्याम्

सर्वेभ्यः अस्ति वा सर्व छात्रा अस्ति

अहं श्वः आगमिष्यामि मेम् आम् कुत्र अस्ति कक्षा कुत्र अस्ति कुत्र अस्ति क्लास् कक्षा आम् आ आम् मेम् मम वाट्सप्मध्ये गूगल् मीट् सेण्ड् करोतु करोति आ सम्यक् म्या अस्तु ताङ्क्यु धन्यवादः म्या